ग्रामे यदा वयं पठन्तः आस्म तदा अन्तरः अधिकः आसीत् एका एव शालायां प्रथमकक्ष्यातः प्रौढविद्याभ्यासपर्यन्तं न आसीत् प्रथमतः पञ्चमः पर्यन्तं एका शाला षट् सप्त अन्य एका अष्टमतः दशमपर्यन्तं अन्य एका शाला आसीत् क्रीडा क्रीडणार्थं क्रीडाङ्गणम् इति नासीत् किञ्चिद् क्षेत्रं लभ्य तत्र एव क्रीडां भवन्ति पुस्तकालयः प्रयोगालयः नासीत् परन्तु अध्यापकाः बहु उत्तमाः आसन् इदानीं तु व्यवस्थाः अधिकाः सन्ति नगरग्रामीणयोः अन्तरः अन्तरः न्यूनः जातः परन्तु अध्यापकाण अध्यापकानाम् अध्यापनस्य रुचिः अपि न्यूना जाता